पुरा परीक्षा सम्प्रदायः मौखिकरीत्या आसीत् गुरुकुलपद्धतिः भण्डार्कार् पद्धतिः इत्यादि रीत्या गुरुकुलरीत्या एव पठनमासीत् अतः मौखिकरीत्या अध्य यनम् अध्यापनं च अभवत् इदानीन्तु परीक्षा मौखिकरीत्या अपि अस्ति किन्तु लेखनरीत्या पठनम् अधिकं दृश्यते लेखनरीत्या पठनेन छात्राणां लेखने अपि वैशिष्ट्यं लभते मौखिकरीत्या मात्र पठनेन बुद्धिशक्तिः अपि वर्धते इति मन्ये गुरुकुलपद्धतेः एव अन्यानि नामानि सन्ति भण्डार्कार् पद्धत्यां व्याकरणस्य व्याकरण अनुवादपद्धतिः इति नाम्ना प्राधान्यं दृश्यते अनेन व्याकरणस्य अपि प्राधान्यं ते दत्तमस्ति प्राचीनपद्धत्याम् अथवा शैक्षिकक्षेत्रे व्याकरणात् साहित्यम् इत्यादीनां पठनमासीत् किन्तु आधुनिकशिक्षणे किमभवत् इति चेत् व्याकरणस्य प्राधान्यं न्यूनीकृतमस्ति केवलम् भाषायाः प्राधान्यम् अथवा पठन पठनस्य कृते पठनम् इति रीत्या भवति परीक्षायां कृते पठनम् इत्यपि वक्तुं शक्यते केवलं परीक्षार्थं पठनम् इति रीत्या संस्कृतपठनस्य परिणामः भवति अधुना किन्तु पुरा संस्कृतपठनस्य महत्प्रभावः आसीत् संस्कृतं देवभाषा इति रीत्या अति प्रतितम् आसीत् छात्राः सर्वे संस्कृतपठनं पठनस्य प्राधान्यं ज्ञातवन्तः आसीत् इत्यपि द्रष्टुं शक्यते अद्यतन भारते संस्कृतस्य प्राधान्यं न्यूनं भवति किन्तु अद्यतन सर्वकारः संस्कृतस्य प्राधान्यम् उद्धर्तुं प्रवर्तनं कुर्वन्तीति सन्तोषस्य विषयः